हा नमस्ते भगिनी हा प्रेसिडेन्स् होटेल् वदतु भगिनी

हा अस्तु भगिनी भव भवती कदा प्राप्नोति अत्र प्रात काले प्राप्नोति वा हा मध्याह्ने आगच्छति वा अस्तु भगिनी अस्माकं होटेल् मध्ये मध्याह्नस्य भोजन व्यवस्था रात्रि भोजन व्यवस्था अपि परिकल्प्यते अतः तत्र तु किं भोजनस्य मूल्यं तत् एक्स्ट्रा भवति अस्तु प्रकोष्टस्य किं प्रकोष्टस्य वास व्यवस्था यत् अस्ति तत्र किं थौजेन्ड् रुपिस् तः स्टार्ट भवति सहस्र रुपकाणि एकस्य दिनस्य भवति अस्तु वा तत्र किं प्रात कालस्य अल्पहारस्य व्यवस्था तु निश्शुल्कं भवति शुल्क रहितं तद् प्रातकालस्य अल्पाहारस्य व्यवस्था किन्तु मध्याह्नस्य अपि च रात्रिकालस्य भोजनस्य व्यवस्था तु तत्र मूल्यं भवत् भवति एडिशनल् दातव्यं भवति हा आम् महोदया किन्तु अस्माकं एतत् किं टेरिफेव तादृशं भगिनी

हा एवं वा किन्तु अस्माकं प्रकोष्टः एसी प्रकोष्ट अस्ति भगिनी केवलं किं व्यजनम् केवलं न तत्र अस्माकं किं एसी प्रकोष्टः अस्ति यतोहि अत्र तु इदानीं तु घर्मकालः खलु अतः ए सी भवतु इति वयं एसी व्यवस्थां कृतवन्तः अतः भवन्तः आ दिनम् अपि एसी चालयतुं शक्नुवन्ति अतः प्रकोष्टस्य मूल्यं मुल्यं सहस्रम्

एवं वा एवं वा भवती सामान्यं भोजनमेव इच्छति वा मध्याह्ने अपि च रात्रिकालस्य भोजनं सामान्यं भवती चेत् हा प्रात कालस्य प्रात कालस्य तु अस्माकं